आधुनिकजगति संस्कृतभाषा इति एका भाषा वर्तते इति के अपि न जानन्ति एव केचन जानन्ति तत्र संस्कृतस्य अध्ययनम् अपि कुर्वन्तः सन्ति परन्तु पूर्वतनकाले इतिहासः पूर्वम् इतिहासं वयं यदि पश्यामः तदा रामायणं महाभारतं तत्र विद्यमानश्लोकाः उपनिषदः वेदाः सर्वे अपि ग्रन्थाः अपि संस्कृतभाषया एव विद्यन्ते तत्र अस्माभिः ज्ञातुं शक्यते पूर्वं पूर्वजैः संस्कृतभाषायाः सम्भाषणं क्रियमाणमासीत् इति अ आधुनिककाले तत् पू पूर्णं नष्टम् अस्ति एवं संस्कृतभाषायाः भाषणं भाषणं भाषणं ये कुर्वन्ति ते केचन बहु न्यूनाः सन्ति आधुनिकजगति यथा अधुना आङ्ग्लभाषा अथ तां तां प्रादेशिकभाषां भाषामेव आधिक्येन भाषन्ते संस्कृतस्य प्रचारः अपि न्यूनमस्ति अधुना किञ्चित् संस्कृतस्य परिचयः सर्वेषां जायमानमस्ति एवम् अधुनिकजगति विद्यमानाः संस्कृतभाषाभाषिणां समस्याः भवन्ति